हरिः ओं महोदय भवतः नाम किं हा आं श्रीदत्तसुब्रायभट्टः इदानीं वदन्तु एषः अपघातः कदा जातः हा हा

हा हा हा हा हा ओ हो हो हो हो अनिष्टकार्यम् अनिष्टकार्यमेतत् हा हा ओ हो भव

अस्तु अस्तु ओ मरणमेव प्राप्स्यते वा

अस्तु इदानीं श्रीदत्तभट्टमहोदय भवतां पुरतः एव एषः अपघातः जातो वा अथवा अपघातात् अनन्तरं भवन्तः आगतवन्तो वा

हा हा हा हा हा हा हा इदानीं अपघातादनन्तरं भवन्तः आगतवन्तः प्रायः हा स्वकार्ये व्यस्तः आसीत् भवन्तः एवम् एवम् एवं अस् अस्तु हा सत्यमेतत् सत्यमेतत् सत्यमेतत् एवम् एवम् एवं पुनः श्रीदत्तभट्टमहोदयाः एतस्य अपघातस्य कृते भवतः अभिप्रायः कः इदानीं द्विचक्रयानस्य दोषः वर्तते तस्य चालकस्य दोषः वर्तते इति भवन्तः उक्तवन्तः पुनः अग्रे विद्यमानस्यापि दोषः वर्तते वा अथवा ए एषः एव दोषं दोषमाचरितवान् वा

सत्यं सत्यं सत्यं सत्यं

हा हा हा हा हा एवं सत्यं सत्यमेतत् भवन्तः यदुक्तमस्ति तत्सत्यमेव वर्तते सर्वकारीयपक्षतः एतद् नियमाः सन्ति अतः तद् यदि वयं परिपालनं कुर्मः तदा अस्माकं कृते हानिर्न भविष्यति एतत्तु अस्माकं ज्ञाने ज्ञानं यदस्ति तत्सर्वं वयं किञ्चित् चिन्तयित्वा एव एतत् कार्यं कर्तव्यं भवति मार्गे चालनमपि कर्तव्यं भवति अस्तु इदानीं छायाचित्रग्राहकः रवीशेन सह प्रवीणः धन्यवादः